हलो हरि ओं हरि ओं महोदय

आं कल्यानी एव महोदया भवती का ओ क्षम्यतां महोदया वदन्तु महोदया महोदया कापि समस्यास्ति वा अस्तु महोदया इदानीमेव आगन्तव्यं वा अस्तु महोदया आगच्छामि वदन्तु महोदया समस्या कापि नास्ति महोदया कक्षायाम् उपवेष्टुं मनः एव न भवति अतः नागतवती गृहे समस्या तु नास्ति महोदया गृहे तु समस्या नास्ति विद्यालये एव समस्या अस्ति महोदया विद्यालये सम्यक्तया न पाठयन्ति अहं प्रश्नं पृच्छामि चेत् तर्जयन्तस्सन्ति भवती किमपि सम्यक्तया न पठतीति तर्जयन्तस्सन्ति न पठामि चेत् संशयः कथम् आगच्छति अहं संशयान् पृष्टवती कारणं भवति अहं पठितवती इति अतः एव खलु मम डौट् आगतं तर्हि निवारणं न कृतवन्तः पुनः मामेव तर्जयन्तस्सन्ति महोदया अतः अहं न इच्छामि विद्यालयम् आगन्तुम् अहं गूगल् मध्ये दृष्ट्वा पठामि अथ अत्र एव परीक्षामपि लेखिष्यामि तत्सर्वमपि मिथ्या अस्ति महोदया अहं कदापि छात्राणां सह एतादृशव्यवहारं न कृतवती एकवारमेव अहं अध्यापकेन सह कोपेन भाषणं कृतवती तदपि महोदया अहं संशयमस्ति इति पृष्टवती तस्मिन् समये महोदय उक्तवान् भवती किमपि न पठति कथं भवत्याः कृते संशयः आगच्छति इति मां तर्जितवान् अपमानं कृतवान् अतः एव अहं कोपेन उक्तवती परन्तु मित्राणां सह एतादृशव्यवहारमहं कदापि न कृतवती एतत्तु मिथ्या अस्ति

अस्तु महोदया महोदया तर्हि शिक्षकानां कृते अपि सूचयन्तु यदि छात्राः सशयान् पृच्छन्ति चेत् तस्य निवारणं कर्तुं सूचयन्तु ते तु संशयनिवारणं कर्तुं न शक्नुवन्ति पुनः आरोपानामपि कुर्वन्तस्सन्ति एतदहं न इच्छामि मम दुःखं भवति एवं एवं करणेन अस्तु महोदया